हा अत्र हेल्त् इन्शुरेन्स् आरोग्यम् आश्विस्तः अस्ति तस्य उपयोगः अहं कृतवान् अपि यदा करोना समये तत्र वैद्यशालां प्रति ग गतवान् आसम् तदा एतद् हेल्त् इन्शुरेन्स् सम्यक् उपयोगम् अभवत् मम कृते तत्र किमभवत् करोना समये वैद्यशालायां द्विश् द्वी द्व् लक्षद्वयं बिल् अभवत् तदा यद् हेल्त् इन्शुरेन्स् एतत् स्थापयित्वा लक्षद्वयं तत्र हेल्त् इन्शुरेन्स् जनाः एव तत्र दत्तवन्तः अतः हेल्त् इन्शुरेन्स् भवति चेत् सर्वे सर्वेभ्यः सम्यकेव भवति तत्र एल् ऐ सिमध्ये अपि योगक्षेमं वहाम्यहम् इति श्लोकः तत्र भवति तद् योगक्षेमं वहाम्यहं तत्र वाक्यस्य अर्थः योगं क्षेमम् अहमेव वहामि इति तत्र हेल्त् इन्शुरेन्स् अपि तादृशमेव भवति हेल्त् इन्शुरेन्स् अस्ति चेत् योगं क्षेमं हेल्त् इन्शुरेन्स् एव अस्माकं कृतेव पश्यति अतः हेल्त् इन्शुरेन्स् मम कृते बहु उपयोगः अभवत्